संस्कृतभाषया परस्परव्यवहारेण एव संस्कृतभाषायाः प्रवर् प्रवर्धनं शक्यते इत्येवम् अयम् अयमेकः क्रमः अग्रिमः अपरः क्रमः कः इति चेत् प्रयो व्यवहारकाले धातूनां प्रयोगः एवं नूतनपदानां प्रयोगः व्यवहारकाले क्रियते चेत् भाषा इतोऽपि प्रौढिमा भवति इति अपरः क्रमः संस्कृतभाषायाः परिरक्षणार्थं कः क्रमः सर्वैः स्वीकरणीयः इति चेत् अस्माभिः यत् संस्कृते पठितं तत् अन्येभ्यः पाठने एव तस्य संरक्षणं कर्तुं शक्यते इति परिरक्षणे संस्कृतभाषायाः परिरक्षणे अयं क्रमः एकः सर्वैः स्वीकर्तुं शक्यते